अहं तु यदि बहिः किमपि आपणेषु गच्छामि चेद् के केवलं रोट्टिकाम् अनन्तरम् किमपि तत् स अहं किमपि शाकं तदेव अहम् इच्छामि किमर्थम् इत्युक्ते अस्माहं गृहे अस्ति चेत् तत् किञ्चित् सम्यक् भवति तत्र किमपि दोषः न भवति आरोग्यस्यापि उपकाराय भवन्ति खलु परन्तु यदि बहु तदस्माभिः किमपि खादति चेत् तत्र विषांशानि बहूनि भवितुमर्हति ते सम्यक् तत् प्रक्षालितं वा न वा इति अस्माभिः सम्यक् ज्ञातुं न शक्यते खलु अधः यदि रोट्टिका अस्ति चेत् समानमेव तत् तत्र किञ्चित् किञ्चित् सम्यक् भवति इति कारणेनैव तदा यदि अस्माभिः जलमपि अहं तावत् न पिबामि किमर्थम् इत्युक्ते तदपि सम्यक् जलं वा इति सम्यक् न ज्ञायते खलु कुत्रपि गच्छामि चेद् यदि समीचीनम् आपणम् अस्ति वा इति प्रथमं दृष्ट्वा अनन्तरं तत्र किमस्ति तत् प्रायः रोट्टिका एव परन्तु तत्र किमस्ति इति एकवारं दृष्ट्वा शां महानसोपि सम्यगस्ति वा तत्र किमस्ति तत्र सम्यक् शुद्धं कृत्वा एव स्थापयन्ति वा इति सर्वं दृष्ट्वा एव अहं भोजनं करिष्यामि तथापि रोट्टिका अहं बहु इच्छामि अनन्तरं चित्रान्नमपि परन्तु चित्रान्नं तु किञ्चित् तैलादिकं बहु भवति खलु अतः तत्र मम इच्छा तावत् नास्ति रोट्टिका अस्ति चेद् तत् अस्माकं शरीरस्य कृते तावद् दोषः नास्ति अनन्तरं तद् तत्र विषांशमपि किञ्चित् न्यूनं भवतुमर्हति अतः एव